नमस्ते महोदय अन्तः आगच्छामि वा मम नाम वैभवलक्ष्मी आम् सत्यं आम् मम नाम वैभवलक्ष्मी अहं मङ्गलूर् नगरे वसामि अहं बी सी ए कृतवती इदानीं इदानीं जोब् अन्वेषन्ती अस्मि अहं वेब्सैट् क्रियेषन् मध्ये उत्तमं जावा पैथान् इत्यादि लेङ्ग्वेज् अस्ति अहं पैथान् मध्ये किञ्चिद् वदामि वा आम् पैथान् पैथान् मध्ये वयं वेब्सैट् क्रियेट् कर्तुं शक्नु शक्नुमः अदर् लेङ्ग्वेज् अदर् लेङ्ग्वेज् कम्पेर् क्रियते चेत् पैथान् मध्ये ईॹि भवति लेक्चरर्स् छात्राः वेब्सैट् मध्ये विषयं स्थापयितुं पठितुं शक्नुवन्ति लिखितम् अपि शक्नुवन्ति आम् सत्यं अस्तु महोदय धन्यवादः